नमस्कारः महोदय मया भवतः हरिशङ्करः उपाहारमन्दिरात् एका सामग्री आदेशिता आसीत् मया चौमीन् आज्ञापितं तस्य स्थाने भवां मम समीपे मोमोस् आगतम् अहं इच्छामि यत् भवान् एतत् द्रव्यं पुनः ग्रहीत्वा मम धनं मम कृते प्रत्यार्पयतु अन्यथा अस्य स्थाने भवान् पिज्जा ददातु मह्यं तदप् तदपि रोचते धन्यवादः